इदानीन्तनसमये भारतवर्षे माध्यमक्षेत्रस्य स्थितिः तु बहु सम्यक् अस्ति तत्र वार्तापत्रिकाः तु प्रायः नगरस्य वार्ता ग्रामस्य वार्ता उदकस्य वार्ता गीतस्य वार्ता इत्यादयः अनेकाः वार्ताः तु वस्तुतः सन्ति वा वार्तापत्रिकाः तु सर्वदा तु प्रयासं कुर्वन्ति सत्यस्य उपस्थापनं किन्तु कश्चन वार्तापत्रिकाः स् सन्ति ते तु असत्यस्य उपस्थापनं तु कर्वन्ति मम ज्ञा ता वृत्तवर्तिकाः टैम्स् आफ़् इण्डिया महाराष्ट्रपत्रिका न्यूस् टैम् एताः सन्ति